वयं पादपपरिपालनाय गोबरं जलं शुष्कतृणम् इत्यादिकं संस्थाप्य तस्य पा पालनं कुर्मः यदि वयं बहिः गन्तव्यं भवति तदा अस्माकं गृहे गृहस्य पार्श्वे ये भवन्ति तेषां उक्त्वा तस्य परिपालनं कारयामः तेभ्यः वदामः किञ्चित् तस्य जलं स्थापयन्तु तत्रैव गोबरमपि अस्ति किञ्चित् स्थापयित्वा तस्य पोषणं कुर्वन्तु इति उक्त्वा गच्छामः यदि वयमेव तत्र भवामः तर्हि तस्य सम्यक् परिपालनं तस्य समये प्रातः शा सायं च जलम् इत्यादिकं स्थापयित्वा वासरे एकवारं वासरे द्विवारम् एवं गोबरं संस्थाप्य तस्य परिपालनं वयं कुर्मः